सद्यःकाले बहु उपयुज्यमानः एप् यूट्यूब् गूगल् वाट्साप् प्रमुखम् अस्ति तदनन्तरं युवजनस्य बहु प्रियम् आप् इन्स्टाग्राम् अस्ति तस्य मध्ये किञ्चित् कालस्य शार्ट् वीडियो मिलति युवजनस्य अतीव आकर्षणं स्टाग्राम् मध्ये अस्ति तदनन्तरं बहु उपयुज्यमानः आप् फेस्बुक् अस्ति तस्य उपरि अनेके चलच्चित्रं प्राप्स्यति तथा च अनेके समूहः अस्ति तेन मध्ये अतीव महत्त्वपूर्णं सूचना अपि मिलति तदनन्तरं वाट्साप् अतीव चलति तेन मध्ये स्वपरिजनैः सह सर्वे जनाः गपशपं करोति गूगल् आप् दूरवाणी मध्ये अतीवमहत्त्वपूर्णम् अस्ति अस्य मध्ये विश्वस्य सर्वाणि विषयस्य सुचना अपि मिलति यदा अन्वेषणं करोति चेत् दुरवाणीमध्ये कश्चित् आप् बहु उपयोगितम् अस्ति तथा च

दृष्टि उपरि तस्य विपरीतं हानिप्रदः परिणामः भवति ओम्